हरि ओं नमस्ते नमस्ते

आमाम् आम् वदतु महोदय वदतु महोदय अभिनन्दन्

इदा महोदयः इदानीं परीक्षं समीपम् आगतं कथं विरामं दातुं शक्यते भोः उपस्थितः अपेक्षितः भवतु परन्तु परीक्षां मुख्यं वा कार्यक्रमः मुख्यं वा भवान् न न भव भवान् सूचयतु एकवारं अहं दत्तं भवान् नष्टं जातः किमर्थं एकवर्षाणि पाठ पाठनं नष्टं भवति भवान् भवान् भवान् पाठयितुं शक्यते वा भवतु परन्तु अहं पश्यामि महोदय किमर्थं एकविद्यार्थी विरामं अपेक्षते चेत् अन्यः अपि तदेव उक्तं आम् आम् आम् एकदिनं न समाप्तं वा महोदय द्वे दिनद्वयं दिनद्वयं आवश्यकं वा

अस्तु एकवारम् अहं ददामि अस्तु हा अस्तु